कोस्ति तत्र नमस्कारः आम् आम् प्राप्तवान्

कुत्र हैदराबाद्नगरे कुत्र वसति भवान् अल्वाल् प्रान्ते मम कार्यालयः तु अत्र संस्कृत अकेडमी समीपे वर्तते उस्मानियाविश्वविद्यालयपार्श्वे भवतु अत्र आगच्छतु अस्माकं कार्यालये सर्वे मिलित्वा केस् विषये किञ्चित् माम् अपि सूचयतु इदानीं किं कर्तव्यं तत्र केस् किमस्ति इति अहं ज्ञातुम् इच्छामि

ओ भवतु

भवतु समस्या नास्ति एकवारं तत्र चालान् यत्कृतं तत् चालान् रिसीट् स्वीकरोतु तस्मात् तदानयतु भवतु शोभनम् हां

भवान् छात्रः वा अथवा उद्योगी वा छात्राणां समीपे मया किमपि न स्वीक्रियते निष्शुल्कम् एव तत्र केस् स्वीक्रियते भवान् आगच्छतु धार्मिकरूपेण वयं कुर्मः आरक्षकाः कथं तत्र चालान् कर्तुम् अर्हति तत् नगरनियमः इति वयं सर्वे जानीमः तत्र रूल् विद्यते प्रोसीज़र् अनुसारेण तत् तेन न किमपि स्वीकर्तव्यं तत् अत्र आगच्छतु वयं पश्यामः भवान् विजेता भविष्यति तत्र किमपि चिन्ता मास्तु कियत् धनं तेन स्वीकृतम् आरक्षकेण पञ्चसहस्त्रं रूप्यकाणि भवता ओ भवान् शीघ्रम् आगच्छतु चालान् रिसीट् स्वीकृत्य आगच्छतु अद्यैव केस् फ़ैल् कुर्मः भवान् विजेता भविष्यति चिन्ता मास्तु अत्र आगच्छतु तत्र निष्शुल्कं निष्शुल्कमेव वयं कुर्मः छात्राणां कृते मम सविधे फ़ीस् नास्ति भवान् साक्षात् आगच्छतु भवतु भवतु वयं सर्वे भारतीयाः अस्माकं भारतीयानां सेवा अस्माकं प्रथमं लक्ष्यं वर्तते भवान् आगच्छतु छात्रा इति कृत्वा मम मनसि अतीवमोदः प्रमोदः जायते भवान् आगच्छतु वयं कुर्मः भवान् विजेता भविष्यति चिन्ता मास्तु भवतां पञ्चसहस्त्रं रूप्यकाणि व्याजेन सह अत्र भवतां हस्ते आगमिष्यति सः न दास्यति कोर्ट् द्वारा स्वीकर्तव्यं भवति वयं स्वीकुर्मः तत् अवश्यम् आगमिष्यति भवान् चिन्ता मास्तु चिन्तां मा करोतु किमपि मा कुरु चिन्ता भवतु नमस्कारः अस्माकं मम नाम सत्यनारायणः अधिवक्ता अत्र उस्मानियाविश्वविद्यालयस्य समीपे तार्नाका समीपे अहं वसामि तत्र मम कार्यालयः विद्यते रङ्गी एड्वकेट्स् तत्र आगत्य पृच्छन्तु अस्माकं जनाः विद्यन्ते ते स्वीकरिष्यन्ति भवतां केस् श्वः एव वयं फ़ैल् कुर्मः भवतां धनं तु कुत्रापि न गमिष्यति अवश्यं भवान् प्राप्स्यति भवतु चिन्ता मास्तु नमस्कारः